वीडियो कान्फरिङ्ग्स् तु इदानीन्तनकाले अतीव विरलाअभवत् किमित्युक्ते करोना अनन्तरं सभायां भागं गृहीतुं दूरस्थेन केनचित् सह मिलितुम् अथवा तैः सह भाषणं कर्तुं वीडियो कान्स्वरिङ्ग् अत्यन्त आवश्यकं अभवत् वयं तु अस्माकं पाठशालायां वीडियो कान्फरेन्स् वीडियो काल् मध्ये द्विवर्षपर्यन्तं पाठशालायां सर्वाणि कार्याणि वीडियो काल् काल् मध्ये एव स्वीकृतवन्तः तत्र अस्माकं तु तत् अतीव रेचते किमित्युक्ते गृहे एव तिष्ट्वा अस्माकं गृहकार्याणि कर्तुं शक्नुमः एवमेव मध्ये मध्ये अस्माकं गृहकार्यैः सह तत् वीडियो कान्फरेन्सिङ्ग् तदपि अटेण्ड् कर्तुं शक्नुमः इति अहं चिन्तयामि एवमेव न केवलं पाठशालाविषयः अन्ये वीडियो कान्फरेन्सिङ्ग् मीटिङ्ग्स् सभा सभा सभायाः सभा एव अनन्तरं किमपि अस्माकं पाठशालायां संस्कृतदिवसोत्सवः अपि वीडियो कान्फरेन्सिङ्ग् मध्ये एव अभवत् प्रचलत् वयं स पाठशालातः अत स संस्कृतदिवसोत्सवः वयं एतत् वीडियो कान्फरेन्सिङ्ग् तत् उपयुज्य एव वयं कृतवन्तः सर्वे छात्राः पाठशाला अध्यापकगणः सर्वे अपि मिलित्वा तत्र वीडियो कान्फरेन्सिङ्ग् मध्ये तत्र सांस्कृतिककार्यक्रमाः अपि प्रचलितवन्तः तत्सन्दर्भे प्रचलितवन्तः एवं वयं अतीव उपयुज्य उपयोगं उपयुज्य तत् करोना सन्दर्भे वयं तत् कान्फ़रेन्सिङ्ग् अतीव उपयुज्य एतत् कार्यम् अकृतं कृतवन्तः मह्यं तु एतत् एकमेव सर्वं रोचते परन्तु एकमेव न रोचते मध्ये मध्ये नेट् दुर्बलता कारणेन एतत् स्थगितं भवति तदेव मह्यं न रोचते